अमेज़ान् द्वारा ट्रोलि क्रीतं मया तत् ट्रोलि प्राप्तमस्ति अस्य वर्णविन्यासः बहु सम्यगस्ति तस्य चक्राणि उत्तमगुणवन्ताः सन्ति एवं यत् ट्रालि अस्ति तस्योपरि शिशुमपि स्थापयित्वा गन्तुं शक्यते अमेरिकन् टूरिस्ट् इतीमं संस्थां संस्थाद्वारा एतत् ट्रालि निर्मितमस्ति तस्मात् तस्य बिल्ड् क्वालिटि यदस्ति तदपि बहु उत्तममस्ति अस्य धनं तावत् किञ्चित् अधिकमस्ति तथापि कोपि क्लेशो नास्ति किमर्थम् इति चेत् उत् बहु सम्यक् तया एतत् ट्रालि सर्वत्र अड्जेस्ट् भवति अत्युत्तम गुणमट् अत्यन् अत्यन्तः उत्तमत्वेन कार्यं निर्वहति अतः यः कोपि यदि एतत् क्रेतुम् इच्छन्ति तान् प्रति अहं वदामि एतदेव ट्रोलिं ते क्रीणातु इति